जागरूगाता प्रसारिता यदि मातापितरः समुदायः च जागरूका सज्जता च भवन्ति तर्हि बालशिक्षेण व्याप्तः निवारयितुं शख्यते तेषु बहवः बालश्रमे च नक्कायन्दे एतादृशः बालकाः परिवारिक कथं भावेन पुनः विद्यालयं गन्तुं न शक्नुवन्ति माता पुत्राणाम् अवगमनस्य अभावेन एतादृशः परिस्थितयः सृज्यन्ते यत्र व्यापारिणः बालकान् शिक्षितान् कुर्वन्ति तथा च बहवः व्यापारिताः बालकाः बालश्रमः एव अन्ते भवन्ति जागरूकाः समुदायाः विकासस्य शिक्षणस्य रोज्श् गारस्य उद्यमस्य च अवसराणाम् उपगानं कृत्वा सामाजिकरूणण आर्थिकम् आर्थिकरूपेण च विकासितं समाजं निर्मातुं शक्नुवन्ति